प्रवासं कर्तुं मम कार्याणि बहूनि सन्ति यतो हि अहं तमिळ्नाडुप्रदेशे कार्यं कुर्वन् अस्मि अत्रेव भवामि सर्वदा

कुत्रापि अटितव्यम् इति मम अभिप्रायः यतो हि एकस्मिन्नेव स्थाने प्रायः अत्र शतप्रतिशतमत्र भवामि इति कृत्वा कुत्रापि यदि वयं अटामः तर्हि अस्माकम् सन्तोषः भवति इत्येव प्रवासम्तु अहं उज्जयिनीं प्रति गतवान् अयोध्यां प्रति गतवान् तदेव कार्याणि तु केपि नास्ति केवलं दर्शनम् सन्तोषार्थं तावदेव असकृद्यात्रा तु न कृतवान् प्रायः तिरुपतिं प्रति गत्वा आगच्छामि तद्वत् मम कुलदेवतां प्रति गत्वा आगच्छामि तावदेव